मम प्रदेशे वृद्धेभ्यः ज्येष्ठेभ्यः स्वास्थ्यसेवा सामाजिकसहकारः गौरवम् इत्यादिविषयेषु सम्यस्याः अपि सन्ति सहकारः अपि अस्ति परन्तु समस्याः न्यूनाः सन्ति इति कथने मम आनन्दो भवति स सार्वजनिकस्थलेषु यथा बेङ्क् अस्ति तत्र वृद्धेभ्यः ज्येष्ठेभ्यः पृथग् व्यवस्था भवति अथ च तेभ्यः प्राथमिकता अपि दीयते अथ च तेषां कृते उपवेशनस्य अपि सम्यक् व्यवस्था व्यवस्था वर्तते एवमेव अन्येषु स्थानेषु अपि यथा चिकित्सालयेषु अपि वृद्धजनानां कृते पृथग् वार्ड् भवति येन तेषां समस्या न भवेत् अथ च तत्र तेषां कृते व्हील् चेर् व्यवस्था अपि भवति येन तेषां गमनागमने अपि क्लेशः न भवेत् एवं प्रायेण सर्वत्र सार्वजनिकस्थानेषु तेषां कृते सम्यक् व्यवस्था वर्तते